संस्कृतभाषा वचोवित्तः वचोविच्चित्तीनाम् आकाररूपेण अस्माभिः दृश्यते नैकस्य वचनस्य अपि तु बहूनां वचनानां वयं प्रयोगं कुर्मः अहर्निशं स्वजीवने संस्कृतभाषणं यदा वयं कुर्मः तदा पश्यन्तु मुख्यतः मुख्यतया यथा अधिकस्य अधिकं फलम् ईदृशाः वचोविच्चित्तयः श्रूयन्ते उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः तथैव बुद्धिर्यस्य बलं तस्य निर्बुद्धिश्चेत् कुतो बलम् उद्यमे श्रीः प्रतिवसति ईदृशाः वचोविच्चित्तयः वयं संस्कृते प्रत्यहं प्रयोगं कुर्मः